हरिः ओम् हा हा एव बि आम् आं सम्यक् एव भवती अध्यापिका उत्कल अध्यापिका किल अहं हा पाठयामि किल हा हा आमाम् हा अहमपि किञ्चित् वर्षें वर्षान्तं अ पाठयामि बहु सम्यक् अहं छात्राः आम् आम् बहु सम कुशलः समर्थः कुशलः अस्ति अनन्तरं परीक्षा विषये अपि हा आ कृतवन्तः अनन्तरं बहु प्रयत्नं कृत्वा एव परीक्षां लेखितवन्तः बहु सम्यक् हा ह भवत्याः पुनः कथम् आम् आम् आम् आम् आम् आम् आम् आम् प्राप्तुं सत्यं सत्यमेव

कुत्र कुत्र अस्ति आ अहं गच्छामि इति चिन्तयामि जुलै मासे भवती आगच्छति वा टैम् यच्छामः

द्विवारं भविष्यति नास्ति पञ्चदिनम् हा दीक्षा भविष्यति किल हा अस्तु एकं कार्यं करोतु वयं प्रथमदिनाङ्के जुलै प्रथमं शिबिरं हा वयं गच्छामः अहमपि गन्तुमिच्छामि आम् नास्ति नास्ति भवती भवती कृतवती ओ अहं न कृतवती अद्य अपि कृ करोमि आ हा करोमि हा मां स्मारयतु मां स्मारयतु मा स्मारयतु स्मृतवती हा न जानाति आ

हा ओके ओके हा हा अस्तु इदानीम् अनन्तरमेव भवति पाठयति जून्मध्ये सन्धिषु भवति पाठयितुं शक्यते सन्धिविषये वा अनन्तरे कार्यकथा पा पाठयितुं शक्यते

सन्धिः सन्धिः शक्यः हा हा वयं चिन्तयामः किं किम् इति वयं चिन्तयामः

हा अस्तु हा अस्तु हा पर्याप्तं हा हा धन्यवादः